पारम्परिकशिक्षणे शास्त्रानाम् अध्ययनं क्रियते ओके मै मया शास्त्राणाम् अध्ययनम् इत्युक्ते व्याकरणशास्त्रं वेदाङ्गानां शास्त्रं वेद अध्ययनं शास्त्राणाम् अध्ययनं शास्त्रीयनृत्याणि दर्शनानाम् अध्ययनम् इतिहासपुराणानां काव्यानि शास्त्र काव्य इति शास्त्राणां शास्त्रीयसङ्गीतम् इति मन्ये आदौ अहं सङ्गीतशास्त्रस्य विषये वदामि अहं तदेव ज्ञातं इत्युक्ते आदौ सङ्गीतशास्त्रं प्रथ प्रथमस्तरे सरळवर्से इति त तत्रतः आरभ्यते स्वराणां ज्ञानं भवति तत्र प्रथमस्तरे पुनः कस्स्वरः कस्मिन् स्थाने उद्भवति इति ज्ञानं प्राप्नोति तदनन्तरं प्रयुक्तानां इत् तदनन्तरं प्राप्यते क्रमेण एकैकस्य स्थानस्य अध्ययनं भवति